आं भिन्नदर्शने मम आसक्तिरस्ति कारणं हि एकस्मिन् दर्शने यथा तथ्यं प्राप्यते न तथा अन्येषु दर्शनेषु प्राप्यते यथा बौद्धदर्शनम् बौद्धदर्शने आत्मनः अस्तित्वं स्वीकरोति बौद्धदर्शनं गौतमबुद्धस्य बुद्धिबलस्य च उपदेशेषु आधारितम् अस्ति बुद्धदेवः अस्य दर्शनस्य संस्थापकः अस्ति दर्शनेस्मिन् प्रमाणद्वयं स्वीक्रियते प्रत्यक्षम् अनुमानञ्च तत्र बौद्धदर्शने केचन प्रसिद्धाः ग्रन्थाः प्राप्यन्ते यथा प्रमाणवार्त्तिकं न्यायबिन्दुः इति ग्रन्थः तत्र प्राप्यन्ते जैनदर्शनं जैनदर्शनेऽपि आत्मनः अस्तित्त्वं स्वीक्रियते अस्य दर्शनस्य आधारः चतुर्विंशतिः धर्मगुरूणां तीर्थङ्करसिद्धपुरुषाणां वा उपदेशः वेदेषु जैनानां विरुद्धत्वेऽपि तीर्थङ्कराणाम् उपदेशाः प्रमाणत्वेन स्वीक्रियन्ते एतेषु तीर्थङ्करेषु प्रथमः ऋषभदेवः अन्तिमश्च वर्धमानः तथा महावीरः जैनदर्शनेऽपि केचन प्रसिद्धग्रन्थाः प्राप्यन्ते यथा तत्वार्थराजवार्तिकं प्रम्यरत्नमाला आप्तमीमांसा इत्यादयः